अहं पूर्वं मम ऐ के एस् निमित्तं कार्यमासीत् तदा स्वयं चालितयन्त्रम् अनुवादं नाम गूगल् ट्रान्स्लेटर् इति उच्यते आङ्ग्लभाषायां तदु उपयोगं कृतवान् यदु यद् मम कृते बहु बहु कार्यं बहु समयम् अल्पेनैव समयेन कर्तुम् अहं बहु मम उपयोगः जातः यथा उच्यते कन्नडभाषायाम् एकं पेज् यावत् एकपुटं यावत् अहं संस्कृते किं हिन्दीभाषायाम् अनुवादः कर्तव्यः आसीत् किन्तु अल्पेनैव समयेन नाम सेकेण्ड्स् मध्ये एव निमेषेषु घ निमेषेषु क्षणे क्षणाभ्यन्तरे एव मम कार्यं सम्पन्नं तदर्थम् अहम् आटो ट्रान्स्लेटर् स्वयं चालित अनुवादं बहु उपयोगं करोमि पुनश्च गूगल् मेप् गूगल् मेप् इति उक्तवन्तः तत्र किमस्ति इत्युक्ते गमनागमनवेलायां सर्वत्र गूगल् मेप् एव इदानीं दृश्यते इदानीं भवन्तः कुत्रापि वा गच्छन्तु इतः लडाक् पर्यन्तं वा ह पर्यन्तम् आमूलतः का काश्मीरतः कन्याकुमारीपर्यन्तं वा गच्छन्तु भवतां कृते भवतां सर्वेषां गूगल् मेप् एव मार्गदर्शनं करिष्यति पूर्वं पूर्वं तावत् सर्वेषां जनानां सर्वेषां जनानाम् एवम् अस्य स्थलं कुत्र अस्ति एतद् कुत्र अस्ति तद् कुत्र अस्ति इति श्रुत्वा श्रुत्वा उक्त्वा उक्त्वा गन्तव्यमासीत् इदानीं तावत् तत् आरामतया गन्तुं शक्यते इति श्रूयते